संस्कृतभाषायां मम इष्टतमः श्लोकः नाम रघुवंशमहाकाव्यस्य मङ्गलाचरणं वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ इति श्लोकः एषः रघुवंशमहाकाव्यस्य मङ्गलश्लोकः तत्र नमस्कारात्मकं मङ्गलम् इदं तत्र कः कः कालिदासः कविकुलगुरुः इत्येव सः प्रसिद्धः तस्य मङ्गलाचरणं तस्य काव्यस्य मङ्गलाचरणम् इदम् तत्र कालिदासमहाकवेः सूक्ष्मदृष्टिः ज्ञायते नाम संस्कृते एव एषा व्यवस्था वर्तते इति ज्ञायते सूक्ष्मदृष्टिः वाक् एवं तस्याः अर्थः पृथक् पृथक् इती अत्यन्तसूक्ष्मः एषः विषयः परन्तु वयं व्यवहारे सर्वदा वयं कुर्मः एव परन्तु वयं तत् तं विषयं न जानीमः एव अत्यन्तसूक्ष्मविषयः तादृशसूक्ष्मदृष्टिः कविकुलगुरोः कालिदासस्य आसीत् इति ज्ञायते एवं संस्कृतभाषायाः संस्कृतभाषया भाषणेन कानि प्रयोजनानि इति चेत् अस्माकं शुद्धम् अस्माकं वचसि एका शुद्धता आगच्छति तत्र निरर्गलता आगच्छति नाम उच्चारणस्थानानि तथा सन्ति इति कृत्वा अस्माकं वचसि एका शुद्धता आगच्छति एवं महान् आनन्दः प्राप्यते एवमेव बुद्धिः अपि संस्कृतभाषणेन तीक्ष्णा भवति इति बहूनाम् अभिप्रायः